स्वाध्यायकार्ये कदापि प्रमादः स्खालित्यं वा भवेत् तद्विषये तत्परिहारविषये अहं स्वाध्यायं प्रति प्रेरितम् अहं स्वाध्यायकाले मोवैल्यन्त्रं न चालितवान् तथा च शान्तिकाले अपि अहं निरन्तरं पठितवान् प्रातःकाले उत्थाय पुस्तकम् अधीतवान् अहम् प्रतिदिनं किञ्चित् किञ्चित् स्वाध्यायकालं वर्धयामि तथा च स्वाध्यायं करोमि एवञ्च स्वाध्यायकाले मम क्लेषाः अपि न जाताः